भारतदेशे बह्व्यः चिकित्सापद्धतयः अनुस्रियन्ते तत्र ग्रामीणप्रदेशे विशेषेण तेषां सिद्धौषदादिषु एव सिद्धशास्त्रे एव प्रवृत्तिः दृश्यते कदाचित् नगरप्रदेशेषु अतः यत्र एतादृश सस्यानि नोपलभ्यन्ते तत्र अत् अथवा तेषाम् एतद्विषये आदराभावाद्वा ज्ञानाभावाद्वा ते आङ्ग्लीय अत्र औषधक्रमे एव प्रवर्तन्ते अतः प्रायेण ग्रामप्रदेशेषु सर्वत्र तत्तत् कषायादिकं वा अथवा तादृश सस्यानि अवलम्ब्य वा ते औषधं स्वीकुर्वन्ति अतः इदं वक्तुं शक्यते तत्र मन्त्रौषधादिषु सस्यं औषधसस्यानि अवलम्ब्य ग्रामे ग्रामीणाः विशेषेण प्रवर्तन्ते तत्रापि इदानीं तादृश क्रमाणां विषये ज्ञानाभावात् अथवा आदराभावात् अथवा समयाभावात् झटिति अथवा भीत्या भीत्या वा यतः अत्र एतत् पद्धतौ कदाचित् मन्दरूपेण औ रोगस्य निवारणं स्यात् तत्र च झटिति रोगस्य उपशमनं ये इच्छन्ति ते आङ्ग्लक्रमे प्रवर्तन्ते तथा दृश्यते अस्माभिः किन्तु क्रमः कः आदर्तव्यः इत्यत्र जागर्या तु कर्तव्या अङ्गलपद्धतौ अपि मूलसिद्धान्ताः एतादृशाः सन्ति किन्तु ततु आनुगुण्येन तत्र सर्वेऽपि क्रमाः आद्रियन्ते इति न इदानीम् तस्य रोगस्य यः प्रभावः दृश्यते तस्य उपशमनं केवलं तैः चिकीर्षितं भवति किन्तु रोगस्य निदानं किं तदर्थं किं कर्तव्यम् इत्यादि विषयाः तैः बहुधा न चिन्त्यते किन्तु प्राचीनक्रमे अथवा भारतीयक्रमे तावत् तदेव प्रधानम् इदानीं यः तस्य प्रभावः देहादिषु दृश्यते स च प्रभावः तत्र तस्य कारणनाशे स्वयं नश्यति अतः यद्विषये आश्रयः भवेत् अतः प्राचीनानाम् इदानीमपि तदपि प्रायेण अस्माकं दक्षिणभारते तत्रापि एवं पर्वत आच्छादितप्रदेशेषु विशेषेण वृक्षादिकं सस्यादिकम् अवलम्ब्य विशेषेण कषायादिकं तत्र कृत्वा अयं क्रमः आयुर्वेदीयक्रमः इत्यपि उपपादयितुं शक्यते एवमेव सिद्धौषधक्रमः इत्यपि उपपादयितुं शक्यते अतः तस्य सम्यक् इदम् इदानीमपि तस्य परिपालनं दृश्यते अतः इदमेव प्रधानं ग्रामादिषु आश्रयमाणम् आश्रियमाणम् अन्यत्र लोके बहुधापि क्रमाः चलन्ति कदाचित् इदानीं गोपालनादिना यः विशेषः तत्र तस्य प्रभावः यः भवति सः इदानीमपि अत्र ग्रामीणप्रदेशेषु यदि कश्चन रुग्णो भवति ते देवालयं गत्वा तद्विषये शान्तिर्भवतु इत्यादि आदिदैविकविषयेपि बद्धादराः तस्य कुण्डलादि क् तत्र जातकादिकं प्रदर्श्य कः क्लेशः अस्ति इति विज्ञाय तत् उपशमनार्थं वैदिककर्मादिषु अपि प्रवर्तन्ते अतः सोपि क्रमः भारतीयपद्धतौ इदानीमपि दृश्यते इति विशेषः